वार्तामाध्यमाः ग्रामक्षेत्रेषु न क्षेत्रेषु नगरक्षेत्रेषु इति भेदः नास्ति तेषां माध्यमः एकः एव भवति यतः समीचिनतया धनं प्राप्नुवन्ति यतः तेषां कार्यं समीचिनतया चलति ते यत् प्रेषयन्ति तत् जनानां कृते दर्शयति तत्र सत्यं वा वास्तव्यः वा तथा किमपि चिन्तनं वा तथा किमपि नास्ति तेषां एकं तु शासकाः ये भवन्ति तेषां पोषणार्थं किमपि किमपि कुर्वन्ति जनाः किं इच्छन्ति वस्तुतः जनाः सत्यवार्ता इच्छति चेत् ते दातुं न शक्नुवन्ति किमर्थम् इत्युक्ते तेषां उपरि तादृश फोर्स् स्यात् ये शासकानां फोर्स् स्यात् पोलिटिकल् पोलिटिकल् जनानां फोर्स् स्यात् तदर्थम् इदानीं ओन्लैन् माध्यमाः इत्युक्ते सोशियल् मीडिया यदा आगतं तदानीं यत्र वार्तामाध्यमानां डिमान्ड् न्यूनं जातम् इति मम् मतम् अस्ति किमर्थम् इत्युक्ते तत्र ओन्लैन् सोशयल् मीडिया मध्ये कमपि दृष्ट्वा वक्तव्यम् इति नास्ति मम मतम् अहं तत्र प्रकटयितुं शक्नोमि तत्र वक्तुं शक्नोमि तदानीं सत्यमेव बहिः आगच्छति एवम् एतादृशी व्यवस्था अस्ति सो वर्तामाध्यमाः ग्रामक्षेत्रेषु वा नगरक्षेत्रेषु कुत्रचित् तेषां सत्यत्वं न पालयति चेत् एवम् एव औट्डेटेड् भवति इति मे मतम्